लेखनार्थं महती प्रेरणा समाजतः अपि प्राप्यते अस्माकं संस्कृतितः अपि प्राप्यते समाजे क वयं किम् अनुभवं प्राप्नुमः ततः अनेकाः विषयाः ज्ञायते एवं संस्कृतिद्वारा अपि अस्माकम् पुराणेषु इतिहासेषु विद्यमानविषयाः आधारी कृत्वा अस्माभिः लेखनं कर्तुं शक्यते प्रकृतिः अपि अस्माकम् एका अध्यापिका इव बहवः विषयाः वयं प्रकृतिद्वारा अपि विषयाः ज्ञातुं शक्यते सर्वं मिलित्वा लेखने लेखनार्थं वयं विषयान् प्राप्नुमः समाजरीत्या अस्माकं साक्षात् अनुभवः भवति अतः तद् अधिका प्रेरणा भवति अनन्तरं बहवः बहुषु पुस्तकेषु पठनद्वारा अपि विषयान् वयं सङ्ग्रहणं कर्तुं शक्यते लेखनार्थं निरन्तर अभ्यासः अपि करणीयः अभ्यासद्वारा एव यत्किमपि कार्यं वयं साधयितुं शक्नुमः अन्य लेखकस्य पठनार्थं द्वारा अपि वयं लेखने सम्यक्तया अभ्यासं कर्तुं शक्यते